भारतदेशे प्रतिदिनम् उत्सवः एव भवति उत्सवप्रियाः खलु मानवाः इति कालिदासेन यद्भणितं तत् भारतीयजनानां मनः यथा अस्ति इति सूचयति

सन्दर्भे बहुविधखाद्यानि भवन्ति उदाहरणार्थं गणेशोत्सवसन्दर्भे पञ्चकज्जायं क्रियते दीपावलीसन्दर्भे पायसं क्रियते रामोत्सवसन्दर्भे पानकं क्रियते एवं भिन्नभिन्नेषु उत्सवेषु भिन्नभिन्नानि खाद्यानि भवन्ति अतः भिन्नभिन्नाः उत्सवाः भिन्नभिन्नानां खाद्यानां खादनेन सन्तोषम् उत्पादयति